हरिः ओम् नमस्ते सत्यं पुस्तकसङ्ग्रहालयः एवं वा कानि पुस्तकानि किं सम्बन्धः पुस्तकानि सद्यः अत्र संस्कृतशास्त्रसम्बद्ध पुस्तकानि प्रकटितानि अपि च इतिहाससंबद्धानि नूतनतया पुस्तकानि प्रकाशितानि विशेषतया तत् सावरकरमहोदयस्य अपि च स्वातन्त्र्यसङ्ग्रामस्य विषये विद्यमानानाम् पुस्तकानि प्रकटितानि एवं वा एवं वा हा एवं वा आ सन्ति विशिष्य तान्येव अत्र सङ्गृहीतानि सन्ति

सत्यं भारतीय युगेषु आम् सत्यं तादृशं तादृशानि पुस्तकानि बहूनि वर्तन्ते अत्र सत्यं वर्तन्ते सत्यं प्रेषयितुं शक्नोमि कथं पोस्ट् द्वारा वा बस् द्वारा वा कथं प्रेषयामि सत्यम् अस्माकं अत्र पोस्ट् प्रेषणव्यवस्था वर्तते भवन्तः यदि भवताम् अड्रस् यच्छन्ति तर्हि वयं इतः यथा शीघ्रं प्रेषयितुं शक्नुमः

आ सम्यक् अस्तु अस्तु प्रेषयन्तु आम् प्रेषयं शक्नुमः

सत्यम् अस्तु भवन्तः

इदानीम् अहम् आ अहं भवन्तः पुस्तकं वदन्तु अहं पुस्तकानि प्रेषयामि अत्र तेन समं कियद्धनं जातम् इत्यपि सूचयामि यदा पुस्तकानि प्राप्नुवन्ति तदुत्तरं मह्यं धनं प्रेषयन्तु चिन्ता नास्ति ओन्लैन् द्वारा अस्माकं बेङ्ग्ळूरुः बेङ्ग्ळूरुनगरे बेङ्ग्ळूरुनगरे वर्तते चामराजनगरे अस्माकं पुस्तकमुद्रणालयः वर्तते तत्र वयं नूतनतया प्रकाशं कुर्मः